तत्र तावत् संस्कृतविषयकाः सामान्याः अपकल्पनाः इति चिन्त्यते चेत् अस्माभिः आदौ तावत् सा भाषा क्लिष्टा भाषा इति एकं चिन्तनम् आगच्छति अपि च मृतभाषा इति अपि वदन्ति केचन मनुष्याः अपि च अस्मिन् काले संस्कृतस्य अध्ययनेन किं प्रयोजनं धनार्थाधिकं कथं कर्तुं शक्यते तस्य अध्ययनेन इति चिन्तनम् अपि आगन्तुम् अर्हति यतो हि तावत् इयं भाषा या विद्यते सा बहुप्राचीनकाले आसीत् इति कृत्वा बहुप्राचीनकालात् अपि सा भाषा अनुवर्तते इति कृत्वा तत्र तस्याः भाषायाः प्रकृतप्रयोजनं किम् इति तावत् अस्माभिः चिन्तनीयं भवति प्रयोजनं किञ्चिद् नास्ति इति मुनष्याः चिन्तयन्ति इति कृत्वा मनुष्याः तत्र केऽपि मानवाः तत्र प्रवृत्ताः न भवन्तः सन्ति इति सामन्याः अपल्पनाः सन्ति संस्कृतस्य विषये एवम् एव तत्र प्रकृतप्रसङ्गः कोऽपि नास्ति इति कृत्वा तस्य अध्ययनेन किम् अपि भवितुम् नार्हति अपि च प्रकृत प्रकृतकार्याणि यानि सन्ति टेक्नोलजि यदुच्यते तद्विषये तावत् संस्कृतेन अस्माभिः अवगन्तुं न शक्यते प्राचीनाः ये आसन् ते तावत् अस्य विषये न उक्तवन्तः इति कृत्वा तस्य अध्ययनं कर्तव्यं वा न वा इत्येव मनुष्याणां प्रश्नः अस्ति इति इत्यतः एवं रूपेण अनेके अनेका अपल्पनाः सन्ति संस्कृतस्य विषये